हरिः ओम् नमस्कारः अहम् अत्र अस्मिन् वित्तकोषे बेङ्क् अकौण्ट् खातां उद्घाटयितुम् इच्छामि पेरिरिजिम् कृपया सूचयति वा आम् धन्यवादः अस्तु धन्यवादः न महोदय धन्यवादः ओ महोदय जन्धन्योजनायां एव अहं खाताम् उद्घाटयितुम् इच्छामि

अस्तु धन्यवादः

अहं पञ्च निमेषेभ्यः सम्पूर्य दास्यामि अस्तु अस्तु स्वीकरोतु एतदेव

अस्ति अस्ति मम सकाशे अस्ति आम् अस्ति सन्ति अस्तु आं महोदय अहं पूरितवती एकवारं पश्यतु धन्यवादः

अस्तु अस्तु

परन्तु अधुना अहं पञ्चाशत्सहस्ररुप्यकाणि तत्र स्थापयितुम् इच्छामि

अस्तु धन्यवादः अधुनैव अद्यैव डेबिट् कार्ड इति वदन्ति खलु तत् दास्यन्ति वा गृहं प्रति प्रेषयिष्यन्ति वा ओ ओ अधुनैव दास्यन्ति वा अस्तु अस्तु आम् अपेक्षितम् एव

भवतः सेवा नाम वित्तकोषस्य सेवा अतीव उत्तमा अस्ति अहं मम भगिनीं मित्राणि अपि सूचयिष्यामि अस्मिन् वित्तकोषे एव उदघाटयन्तु इति आम् आम् निश्चयेन प्रत्येकतया भवतः स्वागतम् अतीव रोचते अस्तु धन्यवादः नमस्कारः महोदय शुभदिनं राम् राम्